मया वैय्याकरणसिद्धान्तकौमुदी अथ च लघुसिद्धान्तकौमुदी स्वग्रन् स्वविषयस्य अयं ग्रन्थः इमं ग्रन्थं अहं बहुबारं पठितवान् यतोहि यदा यदा अस्य पुस्तकस्य अस्य ग्रन्थस्य अध्ययनं वयं कुर्मः तदा तदा नूतनं किमपि अस्माभिः तत्र लभ्यते अतः बहुवारम् नैकवारं अधीत्यापि वैय्याकरणसिद्धान्तकौमुद्याः लघुसिद्धान्तकौमुद्याः तावत् बहुवारम् अध्ययनं कृत्वापि वारं बारम् अध्ययनस्य अस्माकम् इच्छा जागर्ति अध्ययनमपि वयं वारं वारं कुर्मः